अस्माकं प्रदेशे च हैद्राबाद् नगरे चार्मिनार् अस्ति तस्य दर्शनार्थं बहवः गच्छन्ति पुनः पार्श्वे नमाज् कर्तुम् एकं स्थलमस्ति कुतुब्मिनार् इति वदन् तत्रापि ते तस्यापि दर्शनार्थं गच्छन्ति पुनः बालाजिमन्दिरम् एकम् अस्ति तत्र गन्तुं बहवः गच्छन्ति हैद्राबाद्तः वन् सेवेण्टी किलोमिटर्स् दूरे बासरा इति ग्रामः अस्ति तत्र सरस्वतीमन्दिरं भवति तत्र दर्शनार्थं बहवः गच्छन्ति तत्र ऐतिह्यस्थानं भवति दक्षिणं प्र दक्षिणप्रदेशे दक्षिणभारते तद् एकमेव स्थलमिति केचन वदन्ति संस्कृतं सा सरस्वती मन्दिरमिति पुनः ऐद्राबाद्तः हण्ड्रेड् किलोमीटर्स् तः अण्ड्रेड् किलोमीटर् दूरे स्री शबरीमातामन्दिरम् एकम् भवति तत्रापि बहवः गच्छन्ति तत्र आश्रमम् आश्रमरूपेण चलति इदानीमपि तत्र प्रतिवर्षं तत्र जातरा रूपेण प्र प्रचलमानाः कार्यक्रमाः बहु भवन्ति तत्र तद् दर्शनार्थं बहवः गच्छन्ति इतोऽपि यादर् यादगिरिगुट्टा इति एकः प्र यदि ऐतिह्यम् ऐतिह्यप्रदेशं भवति तत्र बहवः जनाः तत्र दर्शनार्थं नरसिम्हस्वामिनः दर्शनार्थं गच्छन्ति तद् हैद्राबाद्तः फ़िफ़्टि किमिटर्स् भवति तथा इति